नमस्कारः बौद्धिकदृष्ट्या बहुकष्टतरं पुस्तकं मयापि पठितं तत्र बहूनि पुस्तकानि सन्ति तेषु एकं पुस्तकमस्ति चतुर्दशलक्षणी इति तर्कशास्त्रस्य कर्कशं कर्कशः ग्रन्थः इति वक्तुं शक्यते चतुर्दशलक्षण्यां तत्र एकं तत्र सूत्रं विद्यते प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्त अवयवतर्कनिर्णयवादजल्पवितण्डहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्वज्ञानात् निश्रेयसाधिगमः एतत् पठित्वा मया चिन्तितं न्यायशास्त्रेण अहं तु केवलं जानामि मोहं रुणद्धि विमलीकुरुते च बुद्धिं शास्त्राब् शास्त्रान्तराभ्यसनयोग्यतया युनक्ति तर्कश्रमो न कुरुते किमुपोपकारं तर्कश्रमं यदि क्रियते चेत् तर्कशास्त्रेण बुद्धिविकासः जायते शब्दानां परिचयः भवतीति मया चिन्तितं तत् श्रुत्वा पण्डितैः श्रुत्वा मया चतुर्दशलक्षणी स्वीकृत्य तत् पठितुम् आरब्धवान् किन्तु तत्र शब्दानां कर्कशत्वं बहु कष्टतरं जातं तत् अवगन्तुम् अहम् अशक्तः आसं तत्पश्चात् मम गुरूणां सविधे श्रीमतां तस्मिन् काले ते तर्कश ते तर्कशास्त्रे पण्डिताः श्रीमन्तः तत्र भवन्तः स्वर्गीय मरिङ्गटिस्रीरङ्गाचार्याः आसन् तेषां सविधे गत्वा उपविश्य किञ्चित् अधीतवान् तदा तैः उक्तं निःश्रेयसं नाम मोक्षः चतुर्विधपुरुषार्थेषु जीवन् नरः त्रीन् पुरुषार्थान् प्राप्नोति धर्मम् अर्थं कामः च तत्पश्चात् मृत्योपरान्तमेव मोक्षस्य तत्र प्राप्तिः भवति अतः चतुर्विदपुरुषार्थेषु चतुर्थम् अन्यतमं तत्पुरुषार्थं भवति निःश्रेयसं निःश्रेयसप्राप्तेः कारणानि ये सन्ति तत्र षोडशप्रमाणानि सन्ति तेषां सर्वेषां विषये मां सम्यक् उद्बोधितवन्तः मम गुरवः श्रीमन्तः स्वर्गीय मरिङ्गण्टिश्रीरङ्गाचार्यवर्याः चतुर्दशलक्षण्यां एवं मम परिवारेण मित्रैस्सह तत्पश्चात् किञ्चित् चर्चया अथवा सङ्गत्या वा किञ्चित् अधिकमपि ज्ञातवान् तर्कशास्त्रे रुचिर्जाता तर्कशास्त्रं कर्कशशास्त्रं नास्ति तत् मोहं रुणद्धि विमलीकुरुते च बुद्धिं सूते च संस्कृतपदव्यवहारशक्तिं संस्कृतपदव्यवहारशक्तिः अपि तर्कशास्त्रेण जायते अतः तार्किकाः सर्वे संस्कृतभाषायां चतुरतया सम्यक् वक्तुं शक्नुवन्ति ते अधिकवक्तृरूपेण अपि ते कार्यं कर्तुं समर्थाः भविष्यन्ति यतो हि तत् शास्त्रमेव तर्कशास्त्रं न्यायशास्त्रमित्यपि आहूयते अतः न्यायविद्यायाः पटवः भविष्यन्ति तर्कशास्त्रस्य अध्ययनं सर्वैः करणीयं कर्कशं बहुकष्टतरम् इति चिन्तयन्तः बहवः जनाः दूरे स्थापयन्ति तद् न तर्कशास्त्रम् अतीवसुकरं शास्त्रं सरलं शास्त्रं बौद्धिकं शास्त्रं तत् यदि पठामश्चेत् तत्र रुचिः लभ्यते तत्कृते सर्वैः तर्कशास्त्रस्य अध्ययनमपि करणीयं धन्यवादः